अहं छायाचित्रणम् उद्योगरूपेण कर्तुं चिन्तितं यतः अहम् अन्यत् पठामि चेत् अपि इदं मम चिन्तनम् इदं मम मया मया उद्योगरूपेण कर्तुं चिन्तितं किं किमर्थं नाम मह्यम् अस्य उपरि बहु आसक्तिर्वर्तते मम मम कृते वैल्ड् फ़ोटोग्राफ़ि नेचर् फ़ोटोग्राफ़ि इत्येतत् जलवासिनां फ़ोटोग्राफ़ि इत्यादि इत्यादि कर्तुम् इच्छा वर्तते सद्यः काले विवाहः वा विवाहस्य छायाचित्रणस्य विषये किञ्चित् निरूपयामि तत्र महान् क्लेशः वर्तते किम् इति नाम यदा चित्रग्रहणं क्रियते तदानीं सः विवाहस्य कार्यक्रमादिकं स्थगयित्वा चित्रग्रहणं क्रियते एवञ्च किञ्चित् कालस्य दोषः स्यात् एवञ्च इदानीं जनाः तु सद्यः काले छायाचित्रग्रहणं समीचीनतया नूतनं नूतनं फ़ेसिलिटीस् स्वीकृत्य ऐटं स्वीकृत्य कुर्वन्तः सन्ति ड्रोन् शाट्स् इत्यादिकं प्रोट्रेड् शाट्स् इत्यादिकं सर्वम् उपयोगं कृत्वा यूस् कुर्वन्तस्सन्ति पुनश्च पुष्पादिकं निक्षिप्य फ़ुटोशूट् हल्दि फ़क्षन्स् मध्ये पृष्ठे हल्दि क्षिप्त्वा फ़ोटोशूट्स् इत्यादि सर्वं क्रियते इत्थं क्रियते इत्थं क्रियते इदं करणेन अस्माभिः यज्जातं तस्य स्मरणं सम्यक्तया चित्रं चित्रणं दृष्ट्वा सम्यक्तया ज्ञातुं शक्नुमः समीचीनतया एड्वेञ्चर् फ़ोटोग्राफ़ि इत्यादिकं कर्तुं शक्यते अतः मया छायाचित्रग्रहणम् उद्योगरूपेण चिन्तितम्